द्विसहस्त्रवर्षस्य वर्षस्य मार्च् मासस्य द्वितीयः दिनाङ्कः एकत्यधिकद्विसहस्त्रवतमर्षस्य एप्रिल् मासस्य तृतीयः दिनाङ्कः द्व्यत्यद् द्व्यधिकद्विसहस्त्रवर्षस्य जून् मासस्य पञ्चमः दिनाङ्कः त्रयाधिकस्य वर्षस्य जुलै मासस्य सप्तमः दिनाङ्कः चत्वारः द्वे चतुर्थ्यधिकद्विसहस्त्रतमवर्षस्य जनेवरि मासस्य प्रथमः दिनाङ्कः